विवाहस्थले सर्वेषां कृते सुलभं हस्तप्रक्षालनस्थानकं जलव्यवस्था च भवेत् विवाहादि बृहत्कार्यक्रमेषु बृहत्परिमाणेन जलस्य व्यवस्थानार्थं बृहत्जलस्य टेङ्क् स्थाप्यते चेत् सम्यक् भवति इतोऽपि हस्तप्रक्षलनादि व्यवस्था अपि सम्यक् करणीया एवञ्च भोजनात् पूर्वं सर्वेषाम् अतिथीनां एतेषु स्थलेषु निर्देशः करणीयः हस्तप्रक्षालनेन जलसम्बन्धानां रोगानां त्रिंशत्प्रतिशतम् यावत् प्रकरणाः समाप्ताः भवन्ति रोगजनकजीवानां निराकरणं कुर्वन् न्यूनतम आवश्यकतानाम् पूर्तये अस्य जलस्य उपचारः अवश्यमेव करणीयः हस्तप्रक्षालनार्थं सर्वोत्तमः विकल्पः अस्ति यत् कुण्डे स्थगितजलस्य विरुद्धं नवजलवत् प्रवाहितं जलम्